हरि ओम् भगिनि नमस्ते व्यस्ता अस्ति वा किमपि न भगिनि अहम् इदानीम् एकाकिनी अस्मि खलु सर्वदा मनसि खिन्नता एव तत्र तत् खिन्नता बहिः आगन्तुम् किमपि उपायम् अस्ति वा भवती सर्वदा धार्मिकविषयं सर्वं वदति खलु एकम् किमपि उपायं वदतु भगिनि

ओहोहो दा ध्यानम् इत्युक्ते किं करणीयं भगिनि आहाहा प्रयत्नं करोमि भगिनि मम कृते बहु आवश्यकं ध्यानं विहाय अन्यत् किमपि कर्तुं शक्यते वा

अहं पठितुं तु न जानामि आहा हा भवती पाठयति चेत् एवं वा भवती भवती पठयति चेत् मम मनसि अपि किञ्चित् पश्यतु अहं सर्वदा खिन्ना भवामि एकाकिनी एकाकिनी इत्युक्ते भवती पाठयति चेत् भवत्याः साकं किञ्चित् पठामि अनन्तरम् एकवारम् अभ्यासं भवति चेत् अनन्तरम् तत् करोमि अस्तु वा अहह आं हा हह

सत्यं सत्यं भगिनि सत्यं सत्यं किं तत् भवती किं चिन्तयति तत् एतत् आध्यात्मिकविषयेण मम मनसि खिन्नता जा गच्छति वा उपयोगं भवति वा तत्

हम् आ ओहोहो ओ एवं वा ओहो ओहोहो आहा हा हा हा ह्म्म् हा हा हा अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु तद् विष्णुसहस्रनाम संस्कृतेन अस्ति किञ्चित् कष्टम् अस्ति वा आ हा हा हा ह्म्म् ह्म्म् अस्तु अस्तु अस्तु अस्तु ध्यानम् भवती ध्यानम् इत्यपि उक्तवती खलु तद् कथं करणीयम् आ हा ह अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु भगिनी अस्तु बहू धन्यवादः अस्तु अस्तु अस्तु राम्राम्राम्रां मिलामः मिलाम